भारतम् अभिवृद्धिशीलं राष्ट्रं वर्तते तत्र च भारते अनेके उद्योगप्रकाराः वर्तन्ते आहत्य इदानीं गतदशके अभिवृद्धिदृष्ट्या अथवा उद्योगदृष्ट्या बहूनि महत्वानि कारकाणि सम्मिलितानि वर्तन्ते तत्र च न्यूनतया उद्भूताः उद्योगप्रकाराः यथा यूटूबर् अथवा ट्रेवल् ब्लागर् इत्यादिषु इदानीं बहुत्र युवानः यूटूबर् अथवा ट्रेवल् ब्लागिङ्ग् इत्यत्र आकर्षिताः वर्तन्ते ते यतोहि तत्र यूटूबर् अथवा ट्रेवल् ब्लागिङ्ग् इत्यत्र प्रथमं तु आदिनम् अथवा यथेष्टं वयं सञ्चारं कर्तुं युवानः सञ्चारं कर्तुं प्रभवन्ति तेन सहैव तस्य चित्रीकरणेन विश्वस्य कृते जगति अथवा अस्माकं भारते विद्यमानं यत् प्राकृतिकसौन्दर्यं वा भवतु नूतनं नूतनानि भवनानि वा भवतु तेषां प्रदर्शनमपि कर्तुं शक्यते इत्यतः युवानः तत्र आकर्षिताः वर्तन्ते